पशूनां चरणाय हरित अङ्कणानि अवश्यमेव किन्तु गोशालायां साक्षात् व्रीहिः दास्यति चेदपि चिन्ता नास्त्येव वायोः वैपरीत्यं वैपरीत्यद्वारा अपि ते सम्यक् चरणं कर्तुं शक्यते एव गोशाला सम्यक् कृतम् अस्ति चेद् पशूनां विषये चिन्ता एव नास्ति प्रकृती सम्यक् नास्ति चेदपि वृष्टिः साक्षात् आगच्छति चेदपि पशूनां विषये क्लेशाः क्लेशाय न भविष्यति गोशाला सम्यक् कृतमस्ति चेत् इतोऽपि परिपालनमपि ते यजमानाः सम्यक् परिपालनं करोति चेदपि एतेषु विषयेषु चिन्ता एव नास्ति एतादृशाणि कार्याणि समूहे अधुना पश्यन्ति एव वृष्टिः प्रकृतिविरोधः इतोपि प्लास्टिक्स् सम्यक् वातावरणं नास्ति हरिताः क् यत्र कुत्रापि नास्ति एतत् सर्वम् अधुना राज्ये एतादृशमेव किन्तु यजमानः पशूनां सम्यक् परिपालनं करोति चेत् तासु विषयेषु किमपि क्लेशः पशूनां कृते न भविष्यति इतोऽपि जलविषये जलविषये तु अहं चिन्तयामि किञ्चित् क्लेशाय भवति इति जलं नास्ति चेत् कष्टाय भविष्यति एव किमर्थं नाम पशुः अधिकाधिकतया द्रवः द्रवत्वं पिबन्ति एव अतः जलक्षामः भविष्यदि चेद् कष्टाय भविष्यति किन्तु तदेव यजमानः यजमानः सम्यक् परिपालनं करोति चेद चिन्ता एव नास्ति इति